अहं केवलं वार्ताम् एव न पठामि समस्यापूरणे अपि इच्छा अस्ति यदि वयम् समस्यापूरणं कर् कुर्मः तर्हि अस्माकं मनः प्रक्ष्णौति अहं मुख्यान् विषयान् पठित्वा समस्यापूरणं करोमि तर्हि अस्माकं टेन्शन् अपि गमिष्यति यदि अहं बालिका आसीत् तत् समये अहं चित्रकथाः अपि पठितवती